अहं बाल्यकालात् एव वैद्यः भवितुं स्वप्नं दृष्टवती मम गृहपरिस्थितेः कारणात् अहम् एम् बि बि एस् अध्ययनं कर्तुं न शक्तवती अतः अहम् इदानीम् एम् ए संस्कृतम् अनन्तरं पि एच् डि कृत्वा डाक्रेट् प्राप्तुं इच्छामि तदनन्तरं यावत् संस्कृतज्ञानं प्राप्तवती तावत् अहं पाठयितुम् अपि इच्छामि अत्र मम पुत्रः वैद्यः आसीत् वैद्यः अस्ति मम पुत्रः वैद्यः अस्ति तस्मिन् विषये अहं प्रसन्ना अस्मि